हरिः ओम् नमस्कारः आचार्य अहं दत्तात्रेयः अहं सम्यक् अस्मि महोदय अहं सम्यक् पठामि क्रीडाविषये बहु श्रद्धां स्थापयामि अहं अहं प्रयत्नं करोमि आचार्य पठनविषये अपि श्रद्धां स्थापयामि अहं क्री क्रीडाविषये पितापि आचार्यः एव संस्कृता संस्कृत आचार्यः एव कलाशालामध्ये पाठयति आं आम् आचार्य अहं करोमि अहं ये विद्यालयस्य एव कक्षायां के पाठाः पाठः भवति तत् विषये तु प्रष्ट्वा अहं कक्षा पुस्तकं लिखामि काम्पिटेषन् अस्ति वा महोदय आम् आचार्य अहं तद्विष्ये एव श्रद्धां स्थाप्य विद्या कक्षायाम् आगच्छन्नस्मि अहं महान् महदा आसक्तिं क्रीडायां स्थापयामि तदनन्तरम् आगच्छामि महोदय ह्यस्तनविषये अहम् आचार्य अहं तद् विषये एव श्रद्दां स्थापयामि आचार्य अहं अहं किञ्चित् आलस्य सहात्र कक्षायां प्रति आगच्छामि आचार्याः मम कक्षायां न आगच्छतु वदन्ति तद् विषये एव अहम् एवम् अहं क्रीडा विषये श्रद्धा अस्मि कक्षा विषये किञ्चित् मा अवश्यं कक्षायां प्रेषयतु इति वदतु आं धन्यवादः आचार्य अस्तु आचार्य अस्तु धन्यवादः आचार्य